सर्वे यावच्छक्ति भवति तावत् पर्यन्तम् प्राप्नुयाम् इति मम इच्छा प्रौढशाला वा भवतु विश्वविद्यालयस्य पदवी भवतु अधिकाधिक वर्षाणि यावत् पठन्ति चेत् तेषां बुद्धिः चिन्तनशैली ज्ञानस्य ऋद्धिः भवति बालिकाः विषये तु मम कोऽपि समस्या वा कोऽपि चिन्ता नास्ति समानशिक्ष प्राप्तव्यं लाभम् अपि प्राप्नुयात् इति मम इच्छा कथ्यते यदि बालिका शिक्षणं प्राप्नोति तर्हि तत् समाजे एव शिक्षणं प्राप्नोति इति